वेदान्तशास्त्रं मया अधीतं वर्तते तस्य शास्त्रस्य अर्थः मया तस्य परिचयः वा स्थूलरूपेण कार्यते इदानीं वेदस्य अन्तिमभागः वेदान्तः इति पदेन कथ्यते अन्तिमः भागः तत्र उपनिषद्भागः इत्यर्थः वेदे भागद्वयं कर्मकाण्डभागः विद्याखाण्डः इति भागः तत्र विद्याखाण्डः नाम एव वेदान्तः उपनिषदः उपनिषद् इति पदेन वा कथ्यते तस्मिन् परब्रह्मणः स्वरूपं वा परब्रह्मणः लक्षणं वा कथ्यते अर्थात् जीवब्रह्मणः ऐक्यमेव प्रतिपाध्यार्थाः एतस्य शास्त्रस्य अर्थाद् शास्त्रमस्ति चेत् अनुबन्धचतुष्टयं भवेत् तत्र अनुबन्ध चतुष्टयं नाम अधिकारी विषयः सम्बन्धः प्रयोजनं च तत्र तत्र अधिकारीलक्षणं वर्तते अधिकारी भवति मुमुक्षुः विषयः भवति ब्रह्मा इति सम्बन्धः प्रतिपाद्यप्रतिपादकभावसम्बन्धः अर्थात् अनेन शास्त्रेण ब्रह्मप्रतिपद्यते इति प्रतिपाद्यप्रतिपादकभावसम्बन्धः ब्रह्मप्रयोजनयोः प्रयोजनं च ब्रह्मावाप्तिः मोक्षावाप्तिः अर्थात् जीवब्रह्मणः ऐक्यं ज्ञानम् इत्यर्थः एवं स्थूलरूपेण परिचयः वेदान्तशास्त्रस्य